मया भवतः सकाशात् बोट् इत्यस्य हेड् फ़ोन् स्वीकृतम् आसीत् परन्तु तद् हेड् फ़ोन् अतीवदुष्टं यथा तत् क्वचित् ज दूरवाणीं सम्पूर् दूरवाणीं सपोर्ट् करोति क्वचित् न करोति स्वेच्छया एव प्रचलति इति मन्ये तथा च तस्मिन् बेस् अधिकं भवति तेन वोकल् इत्यादिकं न श्रूयते वस्तुतः बेस् सम्यक् स्यात् परन्तु तावद् अपि न स्यात् येन वोकल् एव न श्रूयेते तस्मात् दुष्टमेतत् भवद्भिः नेदम् विक्रीणियुः इति प्रार्थये